सौभाग्यवशात् मम गृहे सर्वे सुस्वस्थाः स्मः गम्भीररोगाः न जाताः करोणा काले न्यूस् चानल् मध्ये मया यत् शृतं तस्मिन् विषये अहं किञ्चित् वक्तुम् इच्छामि तस्मिन् काले बहवः बहवः जनाः करोना रोगपीडिताः अभवन् सर्वकारेण औषधानां व्यवस्था आहारव्यवस्था अपि कृता किन्तु अधिकजनसम्मर्धकारणेन वैद्यालयेषु स्थानं दातुम् असमर्थाः अभवन् आक्सिज़न् सिलिण्डर् अपि दातुं न शक्तवन्तः ईदृशैः अनेकैः कारणैः अधिकाः नष्टप्राणाः अभवन् सर्वकारः निश्शुल्कं व्याक्सीन् अपि दत्तवन्तः किन्तु तेन कारणेन बहु जनानां जीवनरक्षणं जातम्